भारतीय तत्त्वशास्त्रे विशिष्टाद्वैतं मम शास्त्रम् अस्ति तस्य प्रधानस्थानमेव भवति वेदान्ते त्रिभेदाः अस्ति विशिष्टाद्वैतं अद्वैतं द्वैतं इति विशिष्टाद्वैते नारायणस्य स्थानं प्रथमं अस्ति विशिष्टाद्वैतस्य प्रथमगुरुः रामानुजाचार्य आसीत् कोपि प्रस्थानत्रयस्य व्याख्यानं दत्तवन्तः चेत् लिखितवन्तः चेत् आचार्य इति उक्तवान् परन्तु रामानुजाचार्यः गीताभाष्यं एवं ब्रह्मसूत्रम् एवं लिखितवान् उपनिषत्सु कोपि व्याख्यानं नास्ति परन्तु तस्य ग्रन्ते अनेकानि उपषिद्वाक्यानि सन्ति तत्कारणेन रामानुजाचार्यः इति जनाः उक्तवन्तः विशिष्टाद्वैतं रामानुज अनेक आचार्यपरम्परे विशिष्टाद्वैते आचार्यपरम्परा अस्ति आस्ताने प्रथम आचार्य श्रीमन्नारायण तदनन्तरं लक्ष्मीदेवी भवति तदनन्तरं विश्वक्सेनर् तदनन्तरं अनेक अनेक पीडी अस्ति आचार्यपीडी अस्ति रामानुजाचार्यः एकः मुख्य आचार्यः अस्ति रामानुजाचार्यस्य कालानन्तरं द्वौ शाखा अभवत् तेङ्कलैसम्प्रदायम् बडकलैसम्प्रदायम् इति